सामाजिकरूपेण स्वीकृतं मूल्यानाम् आधारेण न्यायस्य अवधारणा तस्याः विषये भिन्नाः मताः सन्ति ते सर्वे यथार्थाः सन्ति सामाजिकन्यायः नैतिक मूल्यानाम् आधारेण आधारिता अवधारणा अस्ति सामाजिक नीतिषु राजनीतिशास्त्रे राजनैतिकनियोजने विधिशास्त्रे दर्शने सामाजिकविज्ञानस्य उत्पत्तिविषये च अस्य विचारः करणीयः अस्ति सामाजिकजीवनस्य केन्द्रबिन्दुः नैतिकाः आयामाः सामाजिकन्याये समाहिताः सन्ति सामाजिक सिद्धान्ते सामाजिकव्यवहारे च सामाजिकन्यायः महत्वपूर्णाम् भूमिकां निर्वहति अतः एव सर्वाणि सामाजिकविज्ञानानि एताम् अवधारणां मौलिकरूपेण व्यवहरन्ति सामाजिकरूपेण स्वीकार्यं श्रमं कुर्वन् न्यायं श्रमं करोति किन्तु चौराः वा कार्यं वा श्रमं वा अन्यायं सामाजिकन्यायः द्विविधः भवति प्रथमः औपचारिकन्यायः यः न्यायपालिका कायदानुसारं दोषीणः दण्डयित्वा कार्यान्वितः भवति सामाजिकन्यायस्य एतादृशं रूपं विधिना अपराधशास्त्रेण च सम्बन्धम् अस्ति एतादृशं न्यायरूपम् ईश्वरेण दत्तं दण्डम् इति अपि मन्यते ईश्वरदत्तं शासनम् इति मनोवैज्ञानिकसाहित्ये महत्वपूर्णः इति सिद्धान्तः द्वितीयम् अनौपचारिकन्यायः यः नीतिशास्त्रस्य राजनैतिकस्थितीनां च विषये वर्तते रचर्नात्मकं मानवीयम् च मापदण्डं प्रयोज्य समाजे उपलभ्यमानस्य शुभाशुभस्य विभाजनं कृत्वा दीयते समुचितमापदण्डान् प्रयोज्य अधिकाराणां वितरणं भवति अस्मिन् अपराधिनः दण्डिताः भवन्ति केवलं परेषां पुनः दृश् दुष्कृतं निवारयितुम् अस्य दण्डस्य कारणात् णात् पीडिताः दुर्बलाः सामाजिकन्यायं सम्पूर्णतया न प्राप्नुवन्ति परन्तु एतादृशाः दण्डाः अस्थायी आतङ्कं जनयन्ति व्यावहारीक राजनीतिक्षेत्रे अपि भारतसदृशे देशे वञ्चित समूहानां राजनैतिकसङ्घटनस्य प्रमुखः आधारः सामाजिकन्यायस्य ना नारा एव भ अभवत् उदारमानक् राजनैतिकसिद्धान्ते उदासम समतावादात् अग्रे गच्छन् सामाजिकन्यायस्य सिद्धान्तिकरणे बहवः आयामाः योजिताः सन्ति यथा अल्पसङ्ख्याधिकारः बहु संस् संस्कृतिवादः आदिवासीजनानाम् अधिकारः इत्यादयः तथैव नारिवादस्य व्याप्तेः अन्तः नारि अधिकारसम्बन्धेषु विभिन्नेषु स्तरेषु सिद्धान्तिकरणं जातमस्ति वयं स्वपरिवार वकीलानाम् परामर्शं कृत्वा तेभ्यः न्यस्तविषयेषु यथा भूमिविवादः पारिवारिकविषयाणि वेतनं ऋणम् इत्यादयः विषयाणां चर्चां कुर्मः